यन्न भारते तन्न भारते इति उक्तिः संस्कृतजगति अतीवप्रसिद्धा वर्तते महाभारतस्य त्रयः प्रारम्भः इत्युक्ते महाभारतस्य कश्चन विकासक्रमः अस्ति आदौ जयनामकः ग्रन्थः तत्र उच्यते तत्रैव उक्तमस्ति महाभारते जयनामेतिहासोऽयं श्रोतव्यं विजिगीषुणा तर्हि जयनामके अस्मिन् महाकाव्ये कियन्तः श्लोकाः आसन् इति जिज्ञासायां तत्रैव उच्यते अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च अहं वेद्मि शुको वेत्ति सञ्जयो वेत्ति वा न वा इति तत्र सन्देहः अस्ति पुनः जय जयनामेतिहासः अनन्तरं तत्र भारतम् इति अभवत् पुनश्च महत्वात् भारवत्वात् च महाभारतम् इत्युच्यते तर्हि भगवता व्यासेन विरचितम् इदं महाकाव्यम् अद्यत्वे लक्षश्लोकपरिमितं महाभारतं इति वयं जानीमः एवम् आदौ जयनाम नामके ग्रन्थे अष्टौ अष्टसहस्रम् अष्टशतं श्लोकाः तदनु च भारते चतुर्विंशतिसहस्रं श्लोकाः तदनु च महाभारते एकलक्षं श्लोकाः सन्ति इति महाभारतस्य कश्चन विकासक्रमः अस्ति महाभारतं बहूनां संस्कृतग्रन्थानाम् उपजीव्यरूपेणापि जगति प्रसिद्धं वर्तते महाभारतं येन पठितं येन महाभारते गीता पठिता येन महाभारतस्य प्रधानम् अङ्गीरसं शान्तरसम् अवगतं शान्तरसस्य आस्वादनं कृतं तेन किन्न प्राप्तम् इति वक्तुं शक्नुमः अतः एव महत्वात् भारवत्वात् च महाभारतम् इति प्रसिद्धिः